पत्रिकायाः आधुनिकविषयान् सर्वान् पठामः इति मनसि अस्ति अधिकं पठनीयम् इति तादृशम् एव सर्वकारस्य विषयान् पठामः विद्यालयेषु महाविद्यालयेषु किं प्रचलन्ति इदानीं वर्धनं कुत्र अस्ति देशस्य वर्धनं कुत्र अस्ति इति विषयान् पठामः अनन्तरं क्रीडा विषयानपि पठामः तादृशाः विषयाः पठनीयाः अधिकाः इति मनसि अस्ति